वस्तुतः व्याकरणशास्त्रम् एकम् सर्वेषां शास्त्राणां सर्वोपरि वर्तते येन वर्णानाम् नाम मूलज्ञानं भवति पुनः व्याकरणशास्त्रम् एकम् एतादृशं शास्त्रं वर्तते यस्य नाम वेदस्य मुखं व्याकरणम् इति प्रयुक्तम् अस्ति नाम सर्वेषामपि शास्त्राणाम् उत्कृष्टतमं वर्तते व्याकरणशास्त्रम् इति व्याकरणस्य अध्ययनेन एव सर्वेषां शास्त्राणाम् अध्ययनं कर्तुं शक्यते इति अतः वयं व्याकरणविषये पश्यामश्चेत् प्रमुखं ग्रन्थं नाम प्रमुखम् पाणिनीय अष्टध्यायी इति नाम्ना ग्रन्थं वर्तते पुनः पाणिनीय इति पाणिनीना विरचितम् अष्टध्यायी इति नाम्ना पुस्तकात् एव गृहितमस्ति नाम येन सिद्धान्तकौमुदी पुनः लगुसिद्धान्तकौमुदी इत्यादि सिद्धान्तकौमुदी इति भट्टोजीदीक्षितेन विरचितं पुनः लघुसिद्धान्तः इति वरदराजाचार्येण विरचितम् एवम् सि पाणिनी पाणिनीयाष्टध्यायी एवं प्रमुखं प्रमुखरूपेण वर्तते अतः सिद्धान्तकौमुद्याम् अपि तथा च लघुसिद्धान्तकौमुद्यामपि विशिष्टतया वर्णितमस्ति यथा व्याकरणे नाम मूलाधारितं चतुर्दश माहेश्वराणि वर्तन्ते यथा अइउण् ऋलृक् एओङ् ऐऔच् हयवरट् लण् ञमङणनम् झभय् घढधश् जबगडदश् खफछठथचटतव् कपय् शषसर् इति माहेश्वरसूत्राणि इत्यस्मात् माहेश्वरात् सु सूत्रात् नाम सूत्रेभ्यः एव नाम इमानि ग्रन्थानि विरचितानि वर्णं वर्णानां समुदायं कृत्वा पुनः वर्णानां समुदायेन पदं पदस्य पुनः वाक्यरचना एवं कृतं सर्वेशास्त्रं सर्वेषां शास्त्राणाम् रचना जाता इत्यर्थः एवं शास्त्रस्य वैयाकरणशास्त्रस्य प्रमुखं वर्तते एव मुख्यतया